सजीवस्य जीवने जलम् अति आवश्यकमस्ति एतेन कारणेन जलं प्राप्तुं साल् अनेकानि साधनानि सन्ति तस्य तत्र एकं बहु आवश्यकं साधनम् अस्ति कूपः गृहे गृहे ग्रामे ग्रामे कूपाः सन्ति जलम् अत्यन्तं जलम् अत्यन्तम् आवश्यकमस्ति जलेन विना

यदि जलं बहिः आकर्षणीयम् अस्ति अस्ति तदा रोश्य कूपे न द्रोणौ बन्धनीयम् अनन्तरं तत्र कूपात् आनीय अनन्तरं वयं सः जलं निष्कासयितुं शक्नुमः जलं यन्त्रस्य सहायेन अपि जलं निष्कासयितुं शक्नुमः इदानीम् आधुनिककाले बहूनि बहूनि साधनानि सन्ति तस्य आधारेण वयं सर्वे जलं निष्कासयितुं शक्नुमः